जीवने क्रीडायाः किं महत्वम् एतत् वस्तुः कस्मात् अपि न निगूढम् अस्ति अध्ययनेन सह नियमितरूपेण क्रीडासु भागं गृहीत्वा अपि उत्तमं स्वास्थ्यम् अपि शरीरे चपलता चपलता च भवति अस्माकं देशे सर्वाधिकाः सर्वाधिकाः क्रीडाः क्रियन्ते क्रिकेट् हाकि फ़ुट्बाल् टेनिस् गोल्फ़् बास्केट्बाल् बेट्मिण्टन् तरणम् अ स्वारि आदि तथैव मल्लयुद्धं दोण्ड् दोगल गुल्लीदण्डा इत्यादीनां क्रीडानां ग्राम्यजीवने स्वकीयमहत्वम् अस्ति यद्यपि मम त्रयः अपि क्रीडाः क्रीडितुम् रोचन्ते फ़ुट्बाल् क्रिकेट् हाकि च परन्तु मम सर्वाधिकं रोचते क्रीडा हाकि इति हाकि इति क्रीडा अद्यत्वे विश्वासः प्रायः सर्वेषु देशेषु क्रीड्यते न केवलम् एषिया यूरोप् क्रीडास्पर्धासु अपि तु